मया आन्लैन् माध्यमेन एकं पाठ्यपुस्तकं स्वीकृतं प्रथमं तु पुस्तकं विलम्बेन आगतम् एवं य यदा मया उद्घाटितं तस्य मुद्रणं सम्यक् नास्ति तत्र पुटकानि अपि क्रमेण नास्ति इतस्ततः सन्ति एवं पृष्ठे अपि तु फ़ङ्गस् अपि अस्ति एवं यादृशं रूप्यकाणि स्वीकृतानि ते तादृशं पुस्तकं तादृशं पुस्तकं नास्ति अतः मह्यम् इदं पुस्तकं न रोचते अध्ययनस्य आवश्यकता वर्तते अतः भवान् पुनः नूतनं पुस्तकं प्रेषयिष्यतु प्रेषयतु नो चेत् धनं प्रत्यर्पयतु माम् अहं प्रसन्ना नास्मि